भारतस्य विशिष्टाः अस्माकं संस्कृतिः परिरक्षणार्थं अस्माकं धर्मं धर्मस्य परिरक्षणार्थं केचन आयामः तत्र सङ्गीतं नाट्यं चित्रकलाप्रदर्शनं कवित्वं रचना गेयरचना एतादृशा आयामः सन्ति तेन अस्माकं संस्कृतिः अस्माकं भाषा अपि रक्षणं भविष्यति तत्र वि वीथीनाटकमिति वदामः अस्माकं तत्र तेन कारणेन इतोपि देवः जीवितः अस्ति इति जनेषु विश्वासः दीयते एतेन कारणेन मूडः भूत्वा कोपि अस्माकं धर्मं वा संस्कृतिं वा आचरणं न कुर्वन्ति तत्र शतप्रतिशतं विश्वासं कृत्वा जनाः अस्माकं संस्कृतिः परिरक्षणं कुर्वन्ति प्रतिदिनं वयं जपं कुर्मः तेन इतोपि अस्माकं ज्ञानवर्दनं भवति अस्माकं श्रद्धाम् एतादृश उत्तमगुणाः अस्मिन् वयं वयं सम्पादयामः